दृश्यते ज्ञायन्ते विचार्यते अनेन इति दर्शनं दृश्यते वस्तुतमानेन इति दर्शनम् दृश्यते ज्ञायन्ते विचार्यते अनुमीयते परमतत्त्वं न इति दर्शनम् अर्थात् येन दृश्यते ज्ञानं प्राप्यते इति दर्शनं दर्शन शब्दः ल्युट् प्रत्यये भवति दर्शनं द्विविधं यथा प्राच्यदर्शनम् अन्यनाम वर्तते भारतीयदर्शनम् द्वितीयः पाश्चात्यदर्शनं पुनः भारतीयदर्शनं द्विविधं यथा आस्तिकः अपरनाम नास्तिकः आस्तिकदर्शनं नाम वेदस्य आस्तिकम् अर्थात् वेदोद्धृतः कर्माद्यानुसारेण यद् दर्शनं प्रवर्तते तत् आस्तिकदर्शनं तथैव वेदोदितः कर्माद्यानुसारेण यद् दर्शनं न प्रवर्तते तत् नास्तिकदर्शनम् भारतीयदर्शनशास्त्रे षडास्तिकदर्शनानि षड् नास्तिकदर्शनानि च सन्ति यथा साङ्ख्यदर्शनस्य कर्ता महर्षिकपिलः योग्य योगदर्शनस्य कर्ता महर्षिपतञ्जलिः न्यायदर्शनस्य कर्ता महर्ष्यक्षपादः गौतमः वैशेषिकदर्शनस्य कर्ता महर्षिकणादः अन्यनाम औलुकदर्शनं मीमांसादर्शनं वा पूर्वदर्शनं कर्ता भवति महर्षिजैमिनिः उत्तरमीमांसायाः कर्ता महर्षिबादरायणः चार्वाकदर्शनस्य कर्ता भवति बृहस्पतिः अन्यनाम चार्वाकः जैनदर्शनस्य कर्ता महा महावीरस्वामीवृषभदेवः बौद्धदर्शनस्य कर्ता मुख्यता चत्वारः सम्प्रदायाः अस्ति माध्यमिकः योगाचारः सौत्रान्तिकः वैभाषिकः माध्यमिकः कर्ता आचार्यनागार्जुनः योगाचारस्य कर्ता मैत्रेयनाथः सौत्रान्तिकः कर्ता कुमारनाथः वैभाषिकस्य कर्ता कात्यायनिपुत्रः